बौद्धिकदृष्ट्या बहुकष्टकरं पुस्तकं तदा तदा मया पठितं कष्टकरं भविष्यति कदा इत्युक्ते यदा विषयः न ज्ञातः तदानीं बहुकष्टकरमेव यथा प्रहेलिका भविष्यति तथा एव अध्यापनविषये अध्यापनं कर्तव्यम् इति कारणतः मया प्रौढमनोरमा इति पूर्वमपि विद्यार्थिदशायामपि प्रौढमनोरमा पठिता तद् पुस्तकं पठितं परन्तु अध्यापनं कर्तव्यम् इति कारणतः एकदा पठितम् उपदेशे अजनुनासिक इत् इति सूत्रं यद्वर्तते तस्य प्रौढमनोरमायां दीक्षिताः दीक्षिताः महोदयाः किं लिखितवन्तः इति दृष्ट्वा तत्र कष्टकरम् आसीत् तदानीं विषयस्य अध्यापनं कष्टकरमासीत् अध्ययनमपि कष्टकरम् आसीत् अतः बहु मया दुःखम् अनुभूतम् उत उत किमर्थं कष्टम् इत्युक्ते सः विषयः एव तादृशरीत्या वर्तते यदा विषयः विषयस्य भानं भविष्यति विषयः विषयः मनसि मनः अपि विषयानां ज्ञानं मनसि भविष्यति तदानीं सुखरमेव परन्तु न भविष्यति चेत् ज्ञानं कष्टकरमेव अतः मित्रैः सह एव अस्माकम् अध्यापकाः ये वर्तन्ते सहाध्यापकाः ये वर्तन्ते तैः सह सम्भाषणं कृत्वा ते पुनः अहं गुरुः ते शिष्याः आसन् सहाध्यापकाः शिष्याः आसन् तदर्थं तथापि ते ते यथा वदन्ति गुरुरूपेण ते स्थित्वा यथा वदन्ति तदानीम् अध्यापनं तैः कृतं तैः सह मयापि अध्ययनं कृतम् अनन्तरम् उपदेशे अजनुनासिक इत् इत्यस्य सूत्रस्य ज्ञानम् अभवत् मम तदर्थं मित्राणि वा अध्यापकाः वा ये केऽपि भवन्तु अस्माकं पुत्रेणापि अध्यापनं क्रियते चेत् वयम् अध्ययनं कर्तुं शक्नुमः अतः

अनुजैः वा अग्रजैः वा अस्माकं शिष्यैः वा अस्माकं गुरुभिः वा

ज्ञानं तदानीमेव भविष्यति गुरुशिष्यसम्बन्धः अपि तादृशरीत्या एव वर्तते अतः बौद्धिकदृष्ट्या कष्टं बहु कष्टकरं पुस्तकं प्रौढमनोरमा इति एकः ग्रन्थः आसीत् पुस्तकम् आसीत् अतः कष्टम् अनुभूतं तदानीम् अनन्तरम् अध्यापकः सहाध्यापकैः सह मिलित्वा विचारं कृत्वा अनन्तरं तस्य सूत्रस्य ज्ञानं ममापि अभवत् ज्ञानं यदा भविष्यति तदानीं सुखं सुखकरम् एव तद् सूत्रम् इति उक्त्वा एतद् एतस्मिन् विषये अध्यापनम् एव सुगमम् अतः अध्यापनेन एव गुरुः गुरुमुखेन एव अध्ययनं कृत्वा अध्यापनमपि कर्तव्यम् इति मम मनः